अहम् अधीतेषु प्रधानः जीवनपाठः भवति यदा अहम् आचार्यं कृतवती तत् समयः तस्मिन् समये मम जीवनस्य परिवर्तनम् अभवत् प्रथमं मम अध्ययनस्य कृते आग्रहम् अधिकं नास्ति तदनन्तरम् आचार्याणां वचनं श्रुत्वा बन्धूनाम् आग्रहम् दृष्ट्वा मम अध्ययनं प्रति आग्रहं जातं भवति अध्ययनेन कथं सफलता प्राप्तुं शक्नोति इति विषये तस्मिन् समये एव मम मनसि धारणा आयाति अतः एव सः समयः मम जीवने प्रभावम् अजनयत्